नमस्कारः आगच्छतु किं बहु कृशा जाता एवं वा एकसप्ताहं यावत् किं किं कृतवती एवं वा किं किं टेब्लेट् स्वीकृतवती इति एकवारं दर्शयतु ह्म् एतत् सर्वं स्वीकृत्यापि ज्वरः न अपगतः वा अस्तु तर्हि रक्तपरीक्षा कार्या भवती उपरि गच्छतु तत्र रक्तपरीक्षां कुर्वन्ति आं दर्शयतु ह्म् यथा चिन्तितं तथा टैफ़ैड् अस्ति एवं जान्डिस् अपि अस्ति ह्म् जान्डिस् इति तद् लिवर् अस्ति खलु तत्र बहु हानिं करोति अतः एव भवती अधिकं भोजनाधिकं न स्वीकृतवती हा एवम् अजीर्णस्यापि कारणं तदेव जीर्णं जीर्णः यदि भवेत् चेत् लिवर् एव तत्र कारणीभूतः तदर्थमेव तत्र समस्या जाता अस्तु अहं गुलिकां लिखित्वा दास्यामि तत्सर्वं स्वीकरोतु ह्म् प्रायः जला जलं सम्यक् नास्ति चेत् एतत् समस्या आगन्तुं शक्यते भवत्याः गृहे जलं सम्यक् अस्ति वा